पूर्वमेव मया उक्तं योगकक्षासु अहं गतवान् इति अत्र किं भवति कथं कर्तव्यम् इति ते स्पष्टतया वदन्ति तत्र यत् यः अभ्यासः कृतः गृहम् आगत्य तदैव कुर्मः तथा चेदपि विस्मरणं भवति तस् तदर्थं पुनः कक्षां प्रतिगन्तुम् अवकाशः न लभ्यते अतः तत् कथं मया द्रष्टव्यः तदा अस्माकङ्कृते उपयोगः भवति यूट्यूब् फ़ेस्बुक् इत्यादिकं यूट्यूब् मध्ये सर्वं लभ्यते किं वा नास्ति अतः योगस्य विषये अहङ्किंकरोमि योगाभ्यासः कर्तुं किम् आसनं करोमि इति चिन्तनं कृत्वा तत् कथं करणीयम् इति यू्ट्यूब् मध्ये स्थापयामि चेत् तत्र कथं कर्तव्यम् इति आगच्छति एतत् तु प्रथमं पुनः वयं तु किं स्तोत्रं श्रोतुं बहु इच्छामः अहं तु स्वयमेव गायामि चिन्ता नास्ति किन्तु अन्येषाङ्कृते किं भवति विष्णुसहस्रनामं वा अथवा अन्यस्तोत्रं वा गुर्वष्टकं पुनः निर्वाणषट्कम् इत्यादीनां श्रवणे रुचिः भवति किन्तु तत् कथं श्रोतव्यम् इति ते क्लिष्टम् अनुभवन्ति अतः तस्य कृते अपि यूट्यूब् बहु उपयोगाय एव